भारतीयसंस्कृतिः संस्कृतेः रहस्यं संस्कृतभाषायाम् एव अस्ति संस्कृतं संस्कृत अध्ययनं विना विना संस्कृत अध्ययनेन भारतीयसंस्कृतेः सम्पूर्णज्ञानं न प्राप्तुं शक्यते अनेक प्राचीनाः अर्वाचीनभाषाः यदि संस्कृतभाषा सर्वेषां जननी अस्ति तर्हि अस्माकं भारतदेशे समस्तभाषा समस्तभाषायां सा वत्सलमयी जननीरूपेण कार्यं करोति संस् संस्कृतिः इति शब्दस्य अर्थः संस्कृतिः शब्दः शब्दमध्ये संस्कृतशब्दः तत्रैव आगताः इति कारणेन वयं सर्वे प्रभाविताः अस्माकं भारतीयसंस्कृतिः संस्कृतिमध्ये सं सांस्कृतिकादिदृष्ट्या धार्मिकसाहित्यं मुख्यरूपेण हिन्दुधर्मस्य इति व्यापकरूपेण उपयोगं तत्रैव संस्कृतं भारतीयसंस्कृतिः सांस्कृतिकरूपेण महत्त्वपूर्णमेव इतोऽपि अधिकांशरूपेण आधुनिकभारतीयभाषायां सरलतया संस्कृतभाषा अस्माकं प्रति बहु प्रभाविताः तस्य उपयोगम् अपि सम्यक् रीत्या कर्तुं शक्यते विना संस्कृतभाषया वयम् इतिहासः इत्यस्य इतिहासेन वि विना अन्यभाषायां सांस्कृतिककार्यं न कर्तुं शक्यते सम्पूर्णं तस्य मह महती अस्मिन् भाषायां सम्यक्रीत्या प्राप्तुं शक्यते अतः संस्कृतभाषा अन्यभाषया अपि संस्कृतदृष्ट्या प्रभावितुं शक्यते संस्कृतभाषायाः महत्त्वम् अगण्यं न कोपि तस्य तस्य सः स्पर्धां न कर्तुं शक्यते सा तु जननी एव धन्यवादाः